वेदः वेदकालादारब्धं आरब्धं साहित्यम् आरब्धम् वैदिककालादारभ्य नाम चत्वारः वेदाः सन्ति ऋग्वेदमेव ऋग्वेदः एव प्रथमः साहित्यमिति वदन्ति ऋग्वेदाद् वेदाः एव अस्माकं सर्वेष् सर्वेषामपि ग्रन्थानाम् आधारः भारतीयशास्त्राणामपि आधारः आधारग्रन्थः साहित्यविषये तु अनन्तरम् इतिहासः पुराणम् इत्यादयः सन्ति नाम इतिहासः अपि रामायणमहाभारते भवतः खलु अतः वैदिकधर्मं नाम वैदिकरीतिम् आधारीकृत्य साहित्यस्य आरम्भः तत्रापि अन अनन्तरं वेदकालाद् आरभ्य इदानीम् इदानीन्तनकाले अपि बहूनि काव्यानि पुरतः आगतानि पुरतः आगच्छन्ति तत्र साहित्यविषये कथासाहित्यं पद्यसाहित्यम् इति रूपेण अपि वर्तते कथासाहित्यस्य संस्कृतम् क्षेत्रे दण्डीमहाभागेन तथा कादम्बरी बाणभट्टादिभिः तदा पैशाचि भाषायां रचितं रचितं ग्रन्थमाधारीकृत्य बृहत्कथाम् आधारीकृत्य प्रथमं बृहत्कथा पैशाचिभाषायाम् आसीदिति श्रूयते अनन्तरं तम् आधारीकृत्य अन्ये ग्रन्थाः उद्भूताः इत्यपि वदन्ति किन्तु गद्यसाहित्यं वयं पश्यामश्चेद् पौराणिकाः पौराणिकसाहित्यम् अत्यल्पं भवति किन्तु आधुनिककाले गद्यसाहित्यम् कथारूपेण तथा नोवेल् इत्यादिरूपेण आगच्छन्तः सन्ति पद्यसाहित्यं तु महाकाव्यं सा महाकाव्यं तथा सामान्यं पद्यं तथा शास्त्रकाव्यम् इत्येवं बहुधा विभक् विभक्तमस्ति तत्र महाकाव्यं तु पञ्च महाकाव्यानि सन्ति नैषधः कालिदासः कालिदासः श्रीहर्षः माघादिभिः विरचितानि एतानि काव्यानि तानि संस्कृतसाहित्ये महता आदरेण इदानीमपि परिगण्यन्ते पुनः तत् ततः अनन्तरम् शास्त्रकाव्यानि समुद्भूतानि तत्र शास्त्रकाव्येषु इयं कमपि एकं शास्त्रमाधारीकृत्य काव्यानि विरचितानि तत्र पाण्डित्यं पाण्डित्यानुसारं कवेः पाण्डित्यानुसारं शास्त्रम् उक्त्वा काव्यस्य प्रणयनम् अभवत् एवं बहुधा तत्काव्यमग्रे गतं व्याकरणं शास्त्रकाव्यस्य उदाहरणं भवति भट्टिकाव्यं तथा सुभद्राहरणम् इत्येवं बहूनि काव्यानि उपलभ्यन्ते इदानीमपि उपलभ्यन्ते नाम इदानीं लकारार्थप्रकरणं वा तादृशं किमपि प्रकरणं स्वीकृत्य तस्य प्रकरणस्य पाणिन्युक्तरीत्या उदाहरणं कथं भवितुमर्हति इति द्रष्टुमपि वयम् एतस्य अध्ययनं कृत्वा शक्नुमः सामान्य काव्यानां विषये तु तत्र कवेः अद्भुत प्रतिभा आवश्यकी प्रतिभा सर्वत्रापि आवश्यकी चेदपि महाकाव्यानां विषये तु वयं पश्यामश्चेद् कालिदासादयः द्वित्राः पञ्चशाः वा कवयः इत्युक्ते इति इद् उद्युक्तं किमर्थं तथा उक्तिः आगता इति चेत् कालिदासादीनां प्रतिभा तादृशी अस्ति केरळेषु वयं पश्यामश्चेद् मेल्पत्तूर् नारायणभट्टपादाः सन्ति तेषामपि धातुकाव्यम् धातोः उदाहरणानि तत्र वयं द्रष्टुं शक्नुमः नारायणीयं नाम भाक्तिकाव्यं वयं द्रष्टुं शक्नुमः इदानीमपि यद्यपि म सा स नारायणभट्टपादाः महान्तः पण्डिताः आसन् तथापि इदानीं पण्डिताः न तं ग्रन्थम् अधिकं पठन्ति सामान्य जनाः यतो हि भक्तिः तादृशी भक्तिः तस्मिन् काव्ये सामान्य जनाः अपि अनुप् अनू अनुभवन्ति इति कारणात् तादृशी अवस्था एवं भक्तिकाव्यानि बहुधा सन्ति शङ्कराचार्यादीनां बहूनां भक्तेः विषये भक्तिविषयं भक्तिः एव शिवभक्तिः वा विष्णुभक्तिः वा तादृशम् एकं विषयं स्वीकृत्य काव्यस्य लेखनम् अभवत् तादृशानि काव्यानि अपि उपलभ्यन्ते